एवं मम गा गायनप्रयोगे मया मम मुखे किञ्चित् भावाभिव्यञ्जनं तु क्रियते एव तत्तु स्वतः आगच्छति ध्वनेः पालनाय अहं सर्वदा सङ्गीताभ्यासम् अपि करोमि यदा समयः प्राप्यते तत् करोमि पुनः किं तत् तदतिरिच्य अपि मया केचन कार्याणि मत्लब् नाम मया मन क्रियते यथा उष्णजलपानं तत् पुनः उष्णजलपान पानद्वारा अस्माकं तत्र ध्वनिः तत्र किञ्चित् किं क्लियरिटि इति आगच्छति शुद्धता आगच्छति पुनः शीतपदार्थानां यदि वयम् अधिकाधिकं तत्र भोजनं कुर्मः तर्हि अस्माकं स्वरे अपि किञ्चित् तत्र गुरुत्व गुरुत्वमिति आगच्छति तर्हि सर्वदा एतेषां व् वयं त्यागं कुर्मः पुनश्च उष्णजलपानम् उष्णभोजनग्रहणम् इत्यादिकं च अस्माभिः गायनप्रयोगे तु क्रियते एव क्रियन्ते एव